मया चित्रकलाशालायां कदाचित् न प्रविष्टं किन्तु प्रवेशः कर्तव्यः इति आशा तु वर्तते यदि चित्रकलाशालायां मम प्रवेशो भवति तर्हि अहं तु अनेकेषां चित्राणां सारं ज्ञातुम् इच्छामि उदाहरणार्थं तैलचित्राणि भवन्ति आयिल् पेस्टिल् चित्राणि भवन्ति पुनः पेन्सिल् शेड् चित्राणि भवन्ति तेन च अहं ज्ञातुमिच्छामि यत् भिन्नभिन्नप्रकारेण चित्राणि कथं कर्तुं शक्यन्ते इति तथैव चित्रकला नाम महती साधना एव इति वक्तुं शक्यते यतोहि तत्र तु मनसः अवधानं तु नितराम् अपेक्षते कुतः नाम किञ्चित् व्यस्त व्यत्यस्तं चेदपि चित्रकला नश्यति एव अतः कलायाः विषये अवधानं स्यात्